मम क्षेत्रे बहवः शैक्षणिकसंस्थाः विश्वविद्यालयाः सन्ति यथा सरस्वती शिशुमन्दिरम् आर्षकन्या महाविद्यालयः परिष्कार कोलेज् तिलकः पब्लिक् स्कूल् इत्यादयः आर्थिकसामाजिकशैक्षिकपरिवर्तनस्य वैश्विकयुगे शैक्षणिकसंस्थानाम् योग्य शिक्षाव्यवस्थायाः च महत्वपूर्णि पूर्णा भूमिका अस्ति शैक्षणिकसंस्था शिक्षायाः केन्द्राणि सन्ति व्यक्तिस्य जीवनं शिक्षायाः आधारेण भवति शिक्षा व्यक्तिस्य बुद्धिं प्रकाशयति तथा च समाजस्य निर्माणं निर्माणं केवलम् व्यक्तिसमागमेन भवति अतः समाजस्य शिक्षायाः शिक्षायाः माध्यमेन निर्माणं भवति समाजः शिक्षाप्रकाशेन एव जीवनं प्राप्नोति शैक्षिकसंस्था एकं स्थानं यत्र विभिन्नवयसः जनाः अपि शिक्षां प्राप्नुवन्ति